अस्माकं प्रदेशे प्राधान्येन जनाः जीविकार्थं व्यवसायं कुर्वन्ति तत्र यन्त्रशालाः न सन्ति एव किमर्थम् इत्युक्ते अस्माकं प्रदेशेषु जनाः पूर्वतः अपि केवलं व्यवसायं व्यवसायजीवनमेव तेषां जीवनं इति चिन्तितवन्तः इदानीं तु तत्र यातायात व्यवस्थापि सम्यक् न वर्तते इति कारणतः यन्त्रशालाः नागच्छन्ति एव राजनीतिः अपि एकं कारणं तादृशजनाः इदानिं नेतृत्वं वहन्ति इति कारणतः ते अपि न इच्छन्ति यन्त्रशालाः अस्माकं प्रदेशे आगच्छेयुः इति एतादृश कारणतः व्यवसायं एव इच्छन्ति जनाः व्यवसायं संपूर्णतया इच्छन्ति इति नार्थः तेषां तु अन्य अवकाशाः न सन्ति एव अवसराः न सन्ति इति कारणतः किं कर्तुं शक्यते जीवनं यदा यथा भवति केवलं व्यवसाय जीवनमेव तेषां जीवनं इति ते चिन्तितवन्तः तत् कारणतः अन्य अवकाशाः न सन्ति